प्रायः काल्पनिककथापेक्षया वैचारिकप्रबन्धाः मया लिख्यन्ते यतो हि वैचारिकप्रबन्धाः अनुभवाधारिताः भवन्ति तथा च वैप वैचारिकप्रबन्धाः सत्यान्विताः अपि भवन्ति लेखकेषु धर्मशास्त्रीयग्रन्थानां व्याख्याकारः डाक्टर् कमलनयन् शर्मवर्यः इष्टतमः आचार्येण यादृशी व्याख्या कृता तादृशी व्याख्या अन्यत्र नैवोपलभ्यते यतो हि आचार्याः शब्दानुवादेन सह भावार्थं तथा च आवश्यकान् नियमान् अपि ग्रन्थेषु प्रयच्छन्ति एतेषां महोदयानां ग्रन्थपठनकाले एवं प्रतीयते यत् कश्चन अध्यापकः प्रकोष्ठे समागत्य अस्मान् पाठयति अतः व्याख्याकारेषु अपि एतादृशाः व्याख्याकाराः एव उत्तमाः भवन्ति इति